हरि ओं नमस्ते हा नमस्ते हा हा नमोनमः

आं वदतु वदतु

एतद् मा तत्र मासः

आममामाम्

आमां वस्तुतः टिकिट् आफ़्लैन् भवतु आन्लैन् भवति यदि आप्लैन् भवति अन्य तर्हि भवति अन्लैन् चेत् तर्हि भवितुं नार्हति आमामामाम् आमामामाम् हा परन्तु तत् सर्वे हा कस्मिन् दिनाङ्के आमां भवितुम् अर्हति चिन्ता नास्ति परन्तु तत्र तत्र क कस्मिन् दिनाङ्के गन्तव्यम् हा हा अस्तु तर्हि एकविंशतिः तद्दिनाङ्के तत्र तत्र म मूल्यं किम् अस्ति हा तत् तद् एक्स्टा एक्स्टा पेमेण्ट् क कर्तव्यम् एक्स्टा पेमेण्ट् ता तत् एक्स्टा चार्ज् दातव्यम् एक्स्टा तत् तत्र किमस्ति अत्र तु रेट् आमाममममा अम् अम् अं किञ्चिद् अधिकम् आवश्यकम् प्रायः तु हा प्रायः तु तत्र जनानां कृते एकः धनं तु तत्र प्रायः पो पञ्च पञ्चशतम् पञ्चशतं ह नै एवं न बहु वदन्ति अर्हति भो तत्तु तत्र अस्माकं रेट् अस्ति न तत्र सर्वेषां कृते तु सु समा ए एस् एव अस्ति तत्र कोपि तत्र भवतः कृते एकमस्ति अन्येषां कृते एकमस्ति एवं नास्ति तत्र सर्वेषां कृते एकम् एव आनन्दमस्ति अन्यद् तत्कालमध्ये अस्तु तर्हि अस्तु तर्हि पञ्च तर्हि एकविंशतिदिनं तर्हि भवान् आगच्छतु अत्र हा हा आमामामाम् आं भवानागच्छतु अत्र अस्माकं ये अधिकारिणः सन्ति तेषां सह यतो हि चिन्तनं कुर्वन्तु सत्रं भवतः तु तत् डेट् तु हु परिवर्तुं भविष्यति चिन्ता नास्ति अस्तु धन्यवादः अस्तु हा हा